हरिः ओम् आं श्रुयते महोदय नमस्कारः नमो नमः महोदय अहम् अस्मि शिवरामकृष्णः मम भाषा संस्कृतम् इत्यस्याः संस्कृतमासपत्रिकायाः पत्रकारः अस्मि नमो नमः महोदय कुश्ली वा महोदय भवान् अधुना कुत्र अस्ति महोदय अस् आम् किं कञ्चित् कालं यावत् अस्माकं पत्रिकासंस्थानिमित्तं का केचन प्रश्नाः सन्ति तान् प्रश्नान् अहं प्रष्टुम् इच्छामि शक्यते वा महोदय अनुमतिः अस्ति वा धन्यवादः महोदय महोदय महोदय भवान् सामाजिककार्यकर्ता इति वयं श्रुतवन्तः अतः तत् संबद्ध प्रश्नाः भवन्ति भवतः अनुभवः अस्माकं कृते आवश्यकः अस्ति अतः भवान् भवतः विषये किञ्चित् स्वपरिचयरूपेण कथं भवान् सामाजिककार्यानि करोति इति कृपया वदतु सम्यक् सम्यक् बहुसम्यक् महोदय भवान् संस्कृते भवान् तु न्यायवादी अस्ति इति वदति संस्कृतभाषाविषये प्रचारं किमर्थं कर्तुम् इष्टवान् महोदय संस्कृतभाषाप्रचारद्वारा समाजे केषु क्षेत्रेषु अथवा कासु समस्यासु संस्कृतभाषायाः आवश्यकता अस्ति इति भवान् चिन्तयति महोदय ओ बहुसम्यक् महोदय भवादृशाः अनेके संस्कृतभाषाप्रचारद्वारा सम् समाजे विद्यमानाः समस्याः परिहरेयुः इति परिहर्तुं च शक्नुवन्ति अपि अहं भावयामि भवतः अमूल्यं समयम् अस्मभ्यम् दत्वा अस्मान् उपकृतवान् अस्ति महोदय तदर्थम् अनेके धन्यवादाः नमो नमः